हा नमस्ते महोदयः हा कुशलं भवानपि कुशलम् इति मन्ये

अस्माकं प्रदेशे उत्तमम् एव रीत्या चालयति ग्राहका पनसफलम् आम्रफलम् बहु एव इच्छन्ति तत् उत्तम फलानि एव इच्छन्ति कुत आनेतव्यमं इति आम्

अस्तु कदलीफलानि अपि

इदानीम् बहु अधिकम् एव भवति मूल्यम् विभिन्न रीत्या एव भवति जात्या रीति विभिन्न जात्या भवति खिल आम्रफलानि तादृशम् एव

आम्रफलानि एव अस्मिन् ग्रामतः एव आनयसि आनयति तत्र

आम् आम् भवान् कुतः आनीतव्यः तत्

पनसफलं मम सख्यः भवन्ति चिकमङ्गलुरूमध्ये ततः पनसफलम् अतीव उत्कृष्टः भवति तदेव पाकशालां प्रति एव भिन्नरीत्या एव कर्तुं शक्यते तत् फलम् इत्येव भवान् इच्छति चेत् अहं सूचयामि आम् निश्चयेन सूचयामि